वैदिकसाहित्यं तु अस्माकं प्राचीनतमं साहि साहित्यं यदा अहं स्नातकोत्तरं पठितवती तदा वैदिकसाहित्यम् इति साहित्यम् इति एकः विषयः आसीत् पेन्नामहोदयः महोदयः अस्माकं पाठितवान् बहु सम्यक्तया सः वैदिकसाहित्यस्य रुचिं प्रवर्धयितुं प्रयासं कृतवान् वैदिकसाहित्ये वेदस्य पुराणस्य पुराणस्य उपनिषदः उपनिषद् आदिग्रन्थानां पठनं भवति वे यथा अस्माकं प्रा भारतीयानां प्राचीनतमः ग्रन्थः नाम वेदः भारतीयसंस्कृतेः परिचयः विकासः वेदे एव दृश्यते जगति अग्रस्थानं वेदानाम् अध्ययनेन एव भवति वेदे षड् वेदाङ्गानि सन्ति यथा शिक्षा व्याकरणं छन्दः निरुक्तं ज्योतिषं ज्योतिषं कल्पः इत्यादयः वेदे तु चत्वारः वेदाः सन्ति किन्तु प्रथमं प्र पूर्वं जनाः ऋग्वेदः यजुर्वेदः सामवेदः ए इति त्रयः वेदाः एव मन्यन्ते कालान्तरेण अथर्ववेदस्य अन्तर्भावः अपि अभवत् अभवत् अतः चत्वारः वेदाः बुधैः कथ्यन्ते एवं प्रकारेण वैदिकसाहित्यस्य विषये अहं वक्तुम् इच्छामि धन्यवादाः